मम प्रदेशे बहूनि स्थानीयविपणयः सन्ति तत्र बहु पर्यटकाः द्रव्याणि क्रेतुम् आगच्छन्ति केवलं तत्र भारतीयपर्यटकः एव न तत्र वैदेशिकपर्यटकाः अपि आगच्छन्ति तथा आमेरिकान् र्यटकः रास्यान् पर्यटकः ते सर्वेऽपि आगत्य बहूनि द्रव्याणि क्रयं करोति मम प्रदेशे बहूनि द्रव्याणि प्रसिद्धानि वर्तन्ते तेषु वस्त्रं वा शाटीका बहुप्रसिद्धं वर्तते भोजनसामग्री यथा रसगोलकादिकम् अपि बहुसम्यक् अस्ति अतः पर्यटकः आगत्य एते सर्वम् एव क्रयं कुर्वन्ति तेषां द्रव्याणां नां मूल्यमपि अधिकं नास्ति समानद्रव्यमेव अन्यस्मिन् स्थाने यदि क्रेतुं गच्छन्ति तर्हि धनस्य व्ययम् अधिकं भवति एतत् अहं बहुवारं लक्षितम्